नमस्ते ओला अहं ज्योति उडुपा इति भानुवासरे बेङ्गलूरुगमनमस्ति वयं चत्वारः जनाः सन्ति अतः कानि कान् कार् यानानि सन्ति इति वक्तुं शक्यते वा यतः सुखेन वयं तत्र प्राप्त प्रापयितुं शक्यते